आम् ईण्डियन् ऐडल् इत्यादीन् सङ्गीतसम्बन्धिनः कार्यक्रमान् अहं पश्यामि तत्र अर्जितसिङ्गः इत्यादयः बहु इष्टः मम तैः नूतनतया इत्युक्ते तेषां स्वभावः एव अस्माभिः सर्वदा अनुसर्तव्यः यतः तेषां स्वभावः अत्यन्तः सरलः स्वभावः वर्तते तेषां किमपि लोभः वा मोहः वा इत्यादिकं न भवन्ति इति